मूल्याङ्कानां मुद्राणां तथा पाषाणखण्डानां सङ्ग्रहेषु मम आसक्तिः एव नास्ति मया किमपि न सङ्गृहीतम् तेषां मौल्यं बहु अस्ति मूल्याङ्कानां ये तदा पाषाणखण्डानां सङ्ग्रहे तत्र अस्माकं पुरातनम् इतिहासं लभ्यते पुरातन इतिहासस्य विषयाः अपि विषयाणि अपि लभ्यन्ते तत्र